मम प्रदेशे संवर्धमानानि पदार्थाः सन्ति तण्डुलाः ज्वारि बाजरी कोर्न् यवागुः इत्यादीनि एतेषां पदार्थानां मध्ये ये ये भिटामिन् फ़ैबर् प्रोटीन् सन्ति यदि जनाः चिकित्सकं प्रति यदि गच्छन्ति तर्हि चिकित्सकाः आगच्छद् तेभ्यः जनेभ्यः यदि वदन्ति के एते एतेषां पदार्थानाम् स्वस्य आहारे उपयोगं कुर्वन्तु तर्हि जनाः एतेषां पदार्थानाम् उपयोगं कुर्वन्ति अतः आर्ड् भारतीय कृषकाः अधिकाधिकम् उत्पादनं यदि कर्तुं शक्नुवन्ति तर्हि जनाः अपि क्रियन्ते एवमेव भारतीय आर्थिकव्यवस्थापि वर्धयितुं शक्नोति ये जनाः गृहे एतेषां विविधाः एतेन साहाय्येन विविधाः पदार्थाः यदि एतेषां पदार्थानाम् उपयोगं यदि कुर्वन्ति तर्हि जनानां रुचिः अपि वर्धन्ते एवमेव प्रकारेण आर्थिकव्यवस्था पाकव्यवस्था अपि वर्धयितुं शक्नुवन्ति अतः एतेषां पदार्थानाम् अर्थात् यवागुः तण्डुलाः ज्वारि बाजरी ओट् एतेषां विहाय यदि अनेकान् अनेकानां शाकानाम् अपि उपयोगं यदि कुर्वन्ति उदार्तः भीण्डिरः कारवेलः एतेषां पा शाकानामपि उपयोगं यदि जनाः कर्तुं शक्नुवन्ति तर्हि कृषकः अधिकाधिकम् उत्पादनं करिष्यन्ति अतः मे जनाः क्रेष्यन्ति तर्हि भारतीयव्यवस्था अधिकाधिकम् उत्तमं भवितुम् अर्हति एतेषां विहाय यदि अनेकानां फलानामपि यथा फ़्रूट् सलेड् यद् अथवा मधुकर्कटिकायाः उपयोगं यदि कर्तुम् इच्छन्ति तर्हि मधुकर्कटिका अनार द्राक्षाफलानि कदलीफलानि एतेषामपि उपयोगः यदि जनाः कर्तुम् इच्छन्ति अथवा खादन्ति तर्हि कृषकाः अधिकाधिकम् उत्पादनं कुर्वन्ति अधिकाधिकम् उत्पादनं यदि भविष्यति जनाः क्रेष्यन्ति अर्थात् आदानं प्रदानस्य व्यवहारपि चलति असा भारतीय आर्थिकव्यवस्था उत्तमोत्तमा भवति अत्र चिन्ता नास्ति शङ्का अपि नास्ति